मां परितः अर्थात् शृङ्गगिरौ ए टि एम् सन्ति प्रायशः पञ्चाधिकानि ए टि एम् अत्र सन्ति तत्र स्टेट् ब्याङ्क् आफ़् इण्डिया कर्नाटका ब्याङ्क् यूनियन् ब्याङ्क् एवम् इण्डियन् ओवर्सीस् ब्याङ्क् ब्याङ्क् आफ़् इण्डिया इत्यादि बहूनि ए टि एम् अत्र सन्ति तत्र कतिचन अर्थात् यूनियन् ब्याङ्क् तस्य ए टि एम् पुनः इण्डियन् ओवर्सीस् ब्याङ्क् ए टि एम् यद्भवति तत्तु मया तावत् अधिकतया न उपयुक्तं वर्तते मम अकौण्ट् तु स्टेट् ब्याङ्क् मध्ये वर्तते तस्मात् तदेव अहम् आधिक्येन उपयोगं करोमि तत्र तु धनस्य धनस्य अभावः न अनुभूतः परन्तु के कर्नाटका ब्याङ्क् ए टि एम् मध्ये तु कदाचित् धनं न भवति एवं वर्तमानवित्तकोशग्राहकसेवायाः मूल्याङ्कनम् अहं तु अस्माकं तेषां सेवा कथं भवति इत्यस्य आधारेण करोमि समये तत्र ओ टि पि इत्यादिकं लभ्यते वा न वा अस्माकं तत्र यदा वित्तकोशं गच्छामः तत्र ते अस्माकं निकटे कथं सम्भाषयन्ति अस्माकम् अस्माकं समस्याः याः भवन्ति तासां तासां परिहारं कथं कुर्वन्ति इत्यादिविषयान् केन्द्रीकृत्य मूल्याङ्कनं करिष्यामः